हरिः ओम् आयुर्वेदे स्वास्थ्यस्य लक्षणं किम् इति प्रश्नः अत्र अस्ति अत्र स्वास्थ्यलक्षणे द्विधा वर्तते शारीरिक तथा मानसिकस्वास्थ्यम् आयुर्वेदशास्त्रे सनातनं सनातनशास्त्रं वेदत्वात् सनातनात् सनातनत्वात् इति उच्यते स्वस्थलक्षणम् एवं वर्तते समादोषस्समाग्निश्च समधातु मलः क्रियः प्रसन्नात्मेन्द्रियमनः स्वस्थ इत्यभिधीयते प्रसन्न आत्मीन्द्रियमनः यस्य आत्मा इन्द्रिय मनः प्रसन्ना भवति प्रसन्ना वर्तते तावदेव स्वस्थः स्वस्थ इति लक्षणम् पूर्यते स्वस्थस्य लक्षणं वक्तुं शक्यते एवं समदोषः दोषः अत्र त्रिदोषाः सन्ति वातपित्तकफाः इति दोषाः समानवस्थायां वर्तते तथा समाग्निश्च अग्नि शरीरे अग्नि त्रयोदशा अग्नयः वर्तन्ते जटराग्निः पञ्चभूताग्निः इत्यादयः त्रयोदश अग्नेः समानवस्थायाम् भवति चेत् तथा समदोषः दोषः समाग्नि समधातु सप्तधातवः रसरक्तमांसा मे मेद मज्ज शुक्र इति सप्तधातवः प्रसिद्धाः भवन्ति समधातु धातूनां समानावस्था समदातु मलः त्रिमलास् त्रिमलाः इति कथ्यन्ति मूत्र पुरीश स्वेद इति त्रिमला अकत्यन्ते तेषां समानवस्था यस्मिन् शरीरे भवति तत् स्वस्थ सः स्वस्थपुरुषः इति कथ्यते एवं स्वस्थलक्षणं वर्तते शारीरिकस्वास्थ्यं वा वायुःपित्तं कपश्चेति त्रयोगुणाः समासतः तेषां गुणानां स् साम्यं

एवम् एतत् शारीरिकस्वास्थ्यलक्षणं वातपित्तकफ त्रयो गुणाः तेषां गुणानां साम्यावस्था शारीरिकस्वस् स्वास्थ्यम् इति कथ्यते एवं च मानसिकस्वास्थ्यं सत्वं रजस् तमो इति मानसास्य स्त्रयोगुणाः मानसा त्रयोगुणाः स्युः सत्वं रजः तमः इति त्रिगुणास्सन्ति तेषां गुणानां साम्यावस्था मानसिकस्वास्थ्यम् इति कथ्यते एवम् आयुर्वेदे स्वास्थस्य तथा स्वस्थस्य लक्षणं वक्तुं शक्यते इति शम्